वृद्धानां स्वास्थ्यपालनाय विविधाः सहायव्यवस्थाः सन्ति अद्यतनसमाजे वृद्धजनानां स्वास्थ्यं रक्षणाय सर्वं सर्वकारः संस्थाः च विविधाः योजनाः सेवाः च योजितवन्तः योजयन्ति योजयन् योजितवान् योजितम् अस्ति यथा आरोग्यनीतयः वृद्धजनानाम् आरोग्यसुरक्षाय विभिन्नयोजनाः सन्ति यथा वरिष्ठनागरिकानां स्वास्थ्ययोजना आयुष्मान् भारतयोजना इत्यादयः एतेन तेषां विशेषरोगोपचाराय चिकित्सायै औषधं सुविधायाः च लाभः दातुं प्रयत्नं कुर्वन्ति निःशुल्कचिकित्सालयः इ एस् ऐ तादृशानां वृद्धजनानां विशेषतया निःशुल्कचिकित्सोपचारं दातुम् अनेकाः स्रवन्ति सरकारीचिकित्सालयाः संस्थाः च उपलब्धाः सन्ति वयोवृद्धसहायकार्यक्रमः वृद्धजनानां दैनन्दिनजीवने सहायं कर्तुं विशेषसंस्थाः विशेषसंस्थाः सहायता केन्द्राणि च स्थापितानि यत्र तेषाम् आवश्यकता आवश्यकतानुसारं सहायतां दीयन्ते आर्थिकसहायं वृद्धजनानाम् आर्थिकसमस्या एव आरोग्यसमस्यायाः कारणं भवति अतः अर्थं पेन्शन् योजनाः सामाजिकसुरक्षायोजनाः वृद्धानां जीवनसुरक्षायाः लाभं प्रददाति एतादृशाः व्यवस्थाः वृद्धानां स्वास्थ्यं रक्षितुम् आत्मनिर्भर्तुं कर्तुम् उपयोगिनः सन्ति इति मम मतिः वृद्धानाम् आर्थिकसामाजिकस्वास्थ्यसहायतानां साहाय्यानाम् उपकरणानि सर्वथा लाभदायकाः भविष्यन्ति यदि नीतयः सुव्यवस्थिताः च निरन्तरम् अद्यतनाः भवन्ति तर्हि एव व्यवस्थाः सुष्ठु भवन्ति